इदानीम् अस्माकं क्षेत्रस्य उद् युवानां कृते उद्योगप्राप्तिः किञ्चित् दुष्करं भवति तेषां पठनानुसारम् उद्योगं न प्राप्नोति सर्वे इञ्जिनियरिङ्ग् पठितुम् इञ्जिनियरिङ्ग् पठनार्थं गच्छन्ति किन्तु तेषाम् इञ्जिनियरिङ्ग् पठनानुसारम् उद्योगं न लभ्यते अतः ते अन्य कार्याणि कर्तुं गच्छन्ति तेषां योग्यतानुसारम् उच्च उद्योगं न प्राप्नुवन्ति इदानीं अहं चिन्तयामि इदानीमेव इदानीन्तन समस्या इति